स्थानीयभाषायां कन्नडभाषायां केचन यूटूब् चेनल्स् सन्ति तान् पश्यामि विषेशता आङ्ग्लभाषायां अधिकतया पश्यामि अन्यभाषासु इत्युक्ते आङ्ग्लभाषायां हिन्दिभाषायामपि बहुधा पश्यामि आङ्ग्लभाषायाम् एकं तु विशेषतः बियर् बैसेप्स् इति एक एकं चेनल् वर्तते तत् बहु सम्यक् वर्तते तेषां पाड्केस्टिङ्ग् भवति इदानीं अतः तत् पश्यामि पुनश्च मम पूर्वं वदन् आसं दृष्टि ऐ ए एस् इति कश्चन विकास् दिव्यकीर्ति इति कश्चन अस्ति सः बहु सम्यक् इतिहासस्य विषये बहु सम्यक् वदति पुनश्च पुराणानां विषये बहु सम्यक् वदति अतः तम् अपि पश्यामि एवं बहवः जनाः सन्ति इदानीं हिन्दीभाषायां कन्नडभाषायां आङ्ग्लभाषायां तु विशेषेण बहु बहु विषयान् अधिकृत्य ते इदानीं चेनल्स् स्थापयन्ति अतः बहुधा पश्यामि अहं यूटूब् चेनल् मध्ये यूटूब् इदानीं केवलं एकं सोशल् मिडिया इति न चिन्त्यते जनैः इदानीं तत्तु एकं पाठ अध्ययन अध्यापनविषये माध्यमम् इत्येव अस्माभिः द्रष्टव्यं भवति